नमो नमः नमो नमः जोष्षी आरे भवति वा मोहिनी मोहिनी जोषी आम् आम् अहं ध्रूव खोड्के अस्ति भवत्याः वर्गे ध्रूवनितिनः खोड्के आम् आं तस्याः तस्य जननीं वदामि हा आमां महोदये किमस्ति न न किञ्चित् कार्यं भवति भवति अतः न आम् आं हा अतः नागतवती अहं अत्र एकम् एकं प्रष्टुमिच्छामि मम भ्राता अस्ति तस्य ग्रामे एका मम भ्राता अस्ति तस्य ग्रामे एका गायनस्य स्पर्धा अस्ति तर्हि अहं तत्र ध्रूवं प्रेषयितुमिच्छामि किमपि तस्य कृते एकं गीतं गीतस्य चयनं भवतु इति इच्छामि अहम् अनन्तरं तस्य स्रावः अपि भवती स्वीकरोतु इति इच्छामि तर्हि महोदये तत् कर्तुं शक्नोति वा भवती आम् आं किमस्ति संस्कृतदिनं भवति तत्र ग्रामे संस्कृतदिनं भवति तर्हि संस्कृतस्य एव दिनं भवति रक्षाबन्धने भवति न हा तर्हि संस्कृतस्य एव महत्त्वं वा कालिदासस्य किमपि एकम् अस्तु एव अनन्तरम् एकम् एकमपि वा प्रष्टुमिच्छामि किं भो सः गातुं शक्नोति वा सम्यक्तया प्रयत्नं करोति

गातुं शक्नोति तर्हि स्पर्धायां प्रेषयामि प्रेषयामि वा न

आम् आम् अनन्तरं भवती अस्ति भवती भवत्याः भवत्याः सदृशी शिक्षिका अस्ति तर्हि का चिन्ता का चिन्ता अस्ति चिन्ता एव नास्ति न इति अहं कृतवती हा

आमामां तस्मिन् विषये न चिन्तयामि केवलं स्पर्धा भवतु स्पर्धायां सः आम् आमाम् आमां हा आम् आम् हाम् आम् अस्तु धन्यवादः महोदये